हरिः ओम् अस्माकं जीवने अतीव मौल्ययुतं भवति समयः समयस्य यदि वयं सदुपयोगं कुर्मः तर्हि वयं बहु किमपि वयं साधितुं शक्नुमः तदर्थमेव अस्माकं ज्येष्ठाः वदन्ति क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् इति यदि अर्थं वा भवतु धनं वा भवतु विद्या वा भवतु प्रतिक्षणम् अतीव मौल्यं भजते तदर्थं समयस्य सदुपयोगं करणीयम् एतद् विषयं ज्ञात्वा अपि प्रयत्नं प्रयत्नरताः यदि वयं भवामः तर्हि साफल्यं प्राप्तुं शक्नुमः अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते इति गीतायां गीताचार्यः वदति तथैव यदि अभ्यासम् आरम्भं कुर्मः तर्हि क्रमशः सोपानक्रमेण वयम् अस्माकं ध्येयं प्रति गन्तुं प्रभवामः तदर्थं यदि कार्यमेव न आरम्भं कुर्मः तर्हि अस्माकं गम्यं प्रति किं गन्तु क्लेशाय तदर्थं प्रथमं तु वयं समयस्य सदुपयोगाय प्रयत्नं कुर्मः इदानीन्तनकाले समयस्य सदुपयोगं कर्तुम् इच्छा भवति चेदपि वयं सर्वे चरवाण्यां सङ्गः भूत्वा अधिकसमयं वृथा भवति व्यर्थमपि भवति तदर्थम् अस्माकं म् जीवने इदानीन्तनकाले यदा अन्तर्जालमाध्यमानां करणतः वैद्यकीय माध्यमानां कारणतः समयम् अत्यल्पसमये अत्यधिककार्यं कर्तुम् इदानीन्तनकाले उपकरणानि बहूनि सन्ति तथैव तान् उप उपकरणानि उपयुज्य अस्माकं समयस्य अत्यधिकम् अपव्ययम् अपि भवितुमर्हति यदि सम्यक् योजना जीवने न भवति तर्हि तदर्थम् अस्माकं जीवने इदानीन्तनकाले सम्यक् उपकरणानि सन्ति चेदपि मनसि तादृशः प्रखरः सङ्कल्पः यदि भवति तर्हि एव वयं समयस्य सदुपयोगं कर्तुं प्रभवामः